नमोनमः अहं ह्यः इयरिङ्ग्स् द्वयम् आर्डर् कृतवती तत् प्याकेज् अद्यैव आगतं परन्तु अहं दृष्टवती इयरिङ्ग्स् द्वयम् अपि भग्ना जाता पुनः यद् अहम् आर्डर् कृतवती तदपि इयरिङ्ग्स् न आगतम् तर्हि एतद् विषये किञ्चित् अवलोकनं करोतु यदि इयरिङ्ग्स् द्वयं परि परिवर्तनं भवति चेत् परिष्कृत्य एव यच्छन्तु नोचेत् अहं यद् धनं दत्तवती तद् तद् पुनः मह्यमेव ददातु किमपि वा एतादृशी समस्या अग्रे न भवेत्